मम इष्टतमः भोजनालयः भवदि भारद् मम प्रियं व्यञ्जनं लसक्ना अस्ति यद् त्रिस्तरीयं भारतं व्यञ्जनं भवति यद् गृहनिर्मितं चट्नी युक्तं भवति यद् त्रयः घण्टाः यावत् उष्णं भवति तस्य पूरणम् अस्माकं स्थानीयम् इठालिय इठालियन् ठेल्ली तः ताजाः रिकोठा पनीरः अस्ति उनुस्खा मम प्रपितामह्याः कृते प्रदत्तः अस्ति एतत् मम कुटुम्बे एका परम्परा अस्ति यद् सर्वदा अवकाशदिनानां कृते विशेषेषु अवसरेषु वा तद् निर्मातुं शक्नोमि तथा च मम सः मया तद् निर्मातुं सहायं कर्तुं सर्वदा एतावद् मजा भवति व्यञ्जनानां निर्माणं भवान् व्यञ्जनानां कृते वा हृदयात् वा तद् भवतः कल्पनाशक्तिं सृजनशीलतां च उपयोक्तुं मार्गः अस्ति भवन्तः स्वकीयम् अद्वतीयं कृते रसैः बनावठैः च सह निर्मातुं निर्मान्ति पाकम् आरामाय विरामाय च महत् भवतः सर्वाणि चिन्तनानि कटाहीयां गृहात् द्रवन्ति